विद्यालयेषु अधिकाः व्यवसायिकाः शिक्षाप्रदानेन छात्राः स्वावलम्बिनः भवन्ति तेषां जीवने यत्किमपि कार्यं भवति चेदपि ते कार्यं कर्तुं शक्नुवन्ति अतः एतादृश्यः शिक्षाः विद्यालयेषु दातव्याः अन्यथा ते छात्राः स्वावलम्बिनः न ब् न सन्तः परावलम्बिनः भवन्ति अर्थात् ये यत्किमपि कार्यमागच्छति चेदपि ते अन्यान् एव अवलम्ब्य तिष्ठन्ति इदं न भवेत् इत्यस्मात् कारणात् विद्यालयेषु व्यवसायिकशिक्षां दातव्या इति अर्थात् पाठनीया इति मम अभिप्रायः अपि च एतादृश्यः शिक्षाः दानेन पाठनेन ते छात्राः अन्यानपि बोधयितुं शक्नुवन्ति ते सम्यक् पठन्ति एतादृश एतादृश विषयाः एतादृशान् विषयान् अपि च अन्यानपि बोधयन्ति तदा ते अपि स्वावलम्बिनः भवन्ति एवं छात्राणां कृते वयम् एतादृश्यः शिक्षाः पाठनेन तेषां गृहे अथवा तेषां मित्राणि अपि स्वावलम्बिनः भवन्ति इत्यतः एतादृश्यः शिक्षाः पाठनीयाः